आम् सत्यं भवन्तः अ वदतु

एवं सम्यक् कस्य वेदस्य अध्ययनं कृतं भवद्भिः

ऋग्वेदस्य ऋग्वेदस्य इत्युक्तं खलु तस्य नाम कति मण्डलानि अधीतानि सम्यक् तर्हि पञ्चमण्डलानि कण्ठे सन्ति वा

एवम् इदानीं तर्हि कृष्णयजुर्वेदस्य ऋग्वेदस्य च उभयस्यापि अध्ययनं क्रियमाणं खलु अध्यापनकाले अध्यापनकाले कदाचित् मिश्रणं न भवति वा न तत्र क्लेशः नास्ति अनुमतिं यच्छामः किन्तु पाठनकाले छात्रेभ्यः पाठनकाले कृष्णे अत्र तु अस्माभिः कृष्णयजुर्वेदस्य अध्यापनं क्रियते छात्रेभ्यः भवद्भिः कृष्णयजुर्वेदस्य अध्ययनं कृतमस्ति कथञ्चित् किन्तु पाठनकाले कृष्णयजुर्वेदः ऋग्वेदस्य स्वरः न आगच्छेयुः इत्यत्र अस्माकं विवक्षा अतः मया पृष्टं मिश्रणं न भवति खलु इति एवं तर्हि एकं लघुः शन्तिमन्त्रं वदन्ति वा सहनाववतु इति शान्तिमन्त्रं वदन्तु कृष्णयजुर्वेदीय अनुसारं वदन्तु इदानीं कृष्णयजुर्वेदानुसारं वदन्तु सम्यक् सम्यकुक्तम् अस्तु क कदा आगच्छन्ति भवन्तः गुरुकुलम् एवं सम्यक् अत्र आगच्छन्तु अनन्तरम् अग्रिमविषयान् सम्भाषणं कुर्मः